इदानीं भारतस्य उद्योगक्षेत्रं क किञ्चित् इं इम्प्रूव् अभवत् इति एव मम अभिप्रायः यतोऽहि आत्मनिर्भर् भारत् इति कार्यक्रमस्य द्वारा सर्वे युवकाः युवत्यः

अधिकाः युवकाः युवत्यः उद्योगं प्राप्नुवन्ति स्ट्याण्डप् इण्डिय स्टार्टप् इण्डिय अपि अस्ति लघु लघु लघु लघुकार्ये क कार्यं वा अधिकं व अ बृहत् कार्यं वा नो चेत् लघु कार्यं वा लघु उद्योगं वा ते स्वयमेव कुर्वन्ति सर्वं सर्वे गौमेण्ट् आपर्चुनिटि गौमेण्ट् उद्योगमेव आवश्यकमेव आवश्यकम् इति न चिन्तयन्ति इदानींतनभारतीयाः अतः इदानीम् उद्योगक्षेत्रे अभिवृद्धिः एव अस्ति समस्याः इत्युक्ते काश्चन समस्याः य त इतोऽपि तत् अतः तत्र गमनं तत्सर्वम् अस्ति समस्या अपेक्षया अवकाशः एव इदानींतनभारतस्य युवकानां युवतीनां युवतीनाम् अस्ति इति मम अभिप्रायः